मम प्रान्ते सर्वकारीयवैद्यालयाः प्रैवेट् वैद्यालयाश्च सन्ति तत्र सर्वकारीयवैद्यालये लये व्यवस्थाः इदानिं सम्यकस्ति प्राक्तु कश्चन क्लेशः आसीत् किन्तु इदानीं व्यवस्थाः समीचीनाः जायमानाः तत्र चिकित्सा अपि बहु समीचीना भवति पुनश्च यावत्पर्यन्तं तस्य सम्यक्ता नाम स्वास्थ्यं सम्यक्तया समीचीनं न भवति तत् तावत्पर्यन्तं ते बैद्याः तस्य निरीक्षणं स् कुर्वन्ति अतः पुनश्च प्रैवेट् अपि सन्ति तत्रापि किञ्चित् धनम् अधिकं भवति किन्तु वैद्याल् किं चिकित्सा तु सम्यक् भवति क्लेशः नास्ति पिस् एवं सामान्यजनानुकूली अपि तत्र भवति भवत्येव क्लेशः नास्ति एवं नाम पुनः तत्र इदं सर्वकारीयं यदस्ति तदेव बहु आनुकूल्यं जनयति इति कृत्वा जनाः सामान्यजनास्तु तत्रैव गच्छन्ति आधिक्येन प्रैवेट् अपि प्रैवेट् तु लघु लघु वैद्यालयाः लघवः वैद्यालयाः बहवः सन्ति तत्रापि सामान्यचिकित्सा इत्यादिरूपेण ते ते सम्यगेव कुर्वन्ति तत्र सर्वकारीयव्यव् वैद्यालये तु स सर्वाः अपि चिकित्सा आदितः आरभ्य या कापि दन्तः दन्तवेदना सामान्यवेदना अथवा सर्जरी कर्तव्या अस्ति तत्सर्वमपि बहु सम्यक्तया भवति अतः नाम वैद्यकीयव्यवस्था तु बहु समीचीना एव अस्ति